आम् आं कुत्र वर्तते भोः हा अहमपि आगन्तुमिच्छामि तत्र सोलापुरे सोलापुरे किं किं वर्तते परन्तु किं परन्तु भ्रामय भ्रमयितुम् भ्रमयितुं किं वर्तते तत्र हा हा अटितुम् नाम एक्दं विशिष्टं किमपि वर्तते वा सोलापुरनगरे

आं किं खाद् किं भोक्तुं किं वर्तते आं सम्यक् सम्यक् अन्यत् अन्यत् नाम वाटर्फ़ाल् इत्यादिकं वर्तते वा हा तर्हि किं किमपि क्रेतुं सम्यक् क्रेतुं नाम सोलापुरनगरस्तं किमपि विशिष्टं किमपि वर्तते वा

नाम नाम अहं किमपि शृतं सोलापुरचादर इति आ अस्तु तर्हि अन्यत् किं वर्तते सोलापुरनगरे भवतः गतः भवतः ग् गृहं गृहं तत्रैव वा सोलापुरनगरे हा इदम् आगन्तुमिच्छामि अन्यत् किं नाम तत्र अटयितुं किमपि वाहनं वाहनम् इत् वाहनादिकम् इत्यादिकं वर्तते वा तदपि नाम धनमित्यादिकं कथं तत्र वसनम् तर्हि वसनार्थं किमपि नाम होटेल्स् इत्यादिकं वर्तते वा नाम तस्यापि नाम पञ्चदिन पञ्चदिनानि यावत् अहं तिष्ठामि तत्र

हा तद् आम् आं तत्र धनं स्वीकरोति वा नाम इतः एव धनं नाम क्याश् इत्यादिकम् आह्वयामि न्यूनं वर्तते वा तत्रैव भोजनार्थम् इत्यादिकं कथम्

हा आम् अस्तु अस्तु अहम् आगच्छामि सोलापुरनगरे आम् आं तर्हि अस्तु आम् आम् आम् धन्यवादाः आ आ आम् आम् आम्